हरि ओम् सत्यं नमस्कारः

सम्यक् भवान् कुशलं वा कुशलं वा भवान्

सम्यक् वर्तते व सम्यक् आगच्छतु भवान् अत्र आगच्छतु भोः एकवारम्

अत्र सम्यक् चायं वर्तते नानारीत्या चायमस्ति एकवारं पीत्वा

बेङ्गलूर् मध्ये अस्ति वा भवान् अस्तु अस्तु मम आपणे कुत्र अस्ति भवान् जानाति खलु

अस्तु अहं लोकेशन् शेर् करोमि

अस्तु अस्तु अस्तु आं समयः अपि नास्ति अत्र प्रतिदिनम् आपणार्थं गच्छामि आम् एवमेव ओनर् खलु तदर्थं अत्र भवान् आगच्छतु एकवारं चायमस्ति काफी विशेषतः चाये अनेके सन्ति वेरैटि अस्ति तदर्थं काफ़ि कषायं लेमेन् टी जिञ्जर् टी इति अनेकविधाः सन्ति

एकवारं अगच्छतु भवान् अत्र पीत्वा क तदनन्तरं सम्यक् अस्ति वा नास्ति वा इति वदतु

अस्तु आरोग्यं

सम्यक् अस्ति गृहे सर्वं क्षेममस्ति वा

अस्तु पुनः अस्तु